स्थानीय वैद्यव्यवस् ताः मम प्रदेशे बहवः सन्ति डिस्टिक्ट् हास्पिटल् गौर्मेण्ट् हास्पिटल् अस्ति ग्रामे अपि लघु लघु सर्वकारस्य चिकित्सालयाः वर्तते अधिकतरः निर्धनाः एवं सर्वकारचिकित्सालयं गच्छन्ति अत्र बहवाः प्रैवेट् हास्पिटल्स् अपि सन्ति जनाः तत्र एव गच्छन्ति के एम् सि मणिपाल् इति बृहत् चिकित्सालय अत्र वर्तते किमपि एमर्जन्सि अस्ति चेत् जनाः तत्र एव गच्छन्ति कोविड् समये गौर्मेण्ट् चिकित्सालयाः सम्यक् कार्यं कृतवत्यः प्रैवेट् चिकित्सालये अपि जनाः गच्छन्तः स्मः किन्तु बहवः जनाः भयभीता भूत्वा एव प्राणं त्यक्तवन्तः